हरिः ओम् आ नमस्ते भवन्तः भवन्तः नाम किं आ किम् अपेक्ष्यते एवं वा ह शंकरानन्दमहोदयः इति शिवमोग्गानगरे ग्रा चण्डिकादुर्गापरमेश्वरीदेवालयस्य अर्चकः मम देवालये श शरन्नवरात्रिमहोत्सवाङ्ग पञ्च पञ्चदश दिनाङ्कात् अक्टोबर् मासे चतुर्विंशतिदिनाङ्कपर्यन्तं सायं सांस्कृतिककार्यक्रमः आ आयोजनम् अस्ति तत् काले भवन्तः सं प्रवचनं कर्तुं शक्यते वा सङ्गीतकार्यक्रमः कर्तुं शक्यते वा विचार्य भवतां कार्यक्रमम् आयोजनं सहकारं भवति सङ्गीतकार्यक्रमः

वाद्यसहितं वा वाद्यं वाद्यं केवलं वेणुवादनं कर्तुमपि शक्यते तत्र वीणावादनं कर्तुमपि शक्यते तत्र केवलशास्त्रीयसङ्गीतं कर्तुमपि शक्यते भरतनाट् भरतनाट्यकार्यक्रमः अपि प्रचलति तत् सन्दर्भे भरतनाट्यमपि यः कोपि करीष्यति चेत् ते अपि अवकाशं प्राप्यते वीणावादनं वा विंशतिदिनाङ्के भार्गववासरः भविष्यति तत् अ भवतु तद्दिने सायं सायं स सप्तवादनानन्तरम् सार्ध अष्टवादनपर्यन्तम् सार्ध एकवादनं कार्यक्रमः कर्तुं शक्यते भवतु भवतु भवतु अ तत्र पक्कवाद्यं पक्कवाद्यं यः कोपि मिलीतुं कार्यक्रमः कर्तुं शक्यते पक्कवाद्यं पक्कवाद्यं मिलित् मिलितं चेत् तथापि आगन्तव्यम् सप्तवादनतः सार्ध अष्टवादनपर्यन्तं किञ्चित् समयः अपेक्ष्यते चेत् कर्तुमपि शक्यते तत् दश निमेषाः पञ्चदशनिमेषाः अधिकं कर्तुमपि भवतु भवतु भवतु भवतु अवश्यम् आगत्य कार्यक्रमम् समीचीनं कृत्वा किञ्चित् संभावनम् अपि दास्यामि भवत्याः एव आगच्छ भवतु